अस्माकं पारम्परिकव्यञ्जनानि सन्ति डालमा माहुरा बेसर इत्यादयः व्यञ्जनानि व्यञ्जनानि निर्माणसमये बहु किमपि शाकानि अपि अपेक्ष्यन्ते यथा वृन्ताकं कदलीफलं नारिकेलः इत्यादयः पुनः व्यञ्जनानि निमित्तमपि घृतं हिङ्गुमपि अपेक्ष्यते गृहे उच्छलपरिपालनसमये एतानि व्यञ्जनानि अवश्यं भवन्ति अस्माकं प्रदेशस्य संस्कृतिः अथ इतिहासः एतत् माध्यमेन प्रतिमिमिन् प्रतिबिम्बितः बिम्बितः भवति यदि जनाः उत्तमभोजनं खादितुम् इच्छन्ति तर्हि उत्कलस्य जगन्नाथमन्दिरम् अवश्यं गत्वा तत्र महाप्रसादम् अवश्यं खादन्तु बहु सुनिष्ठं भवति